संस्कृतभाषायाः सं परिरक्षणे किं कर्तव्यं नाम वयम् अस्माकं देशे सर्वत्र संस्कृतं प्रसारणीयम् एवं तथैव संस्कृतं संस्कृतम् अभ्यसनीयमस्ति चेत् वयं प्रतिदिनं संस्कृते सम्भाषणम् एव कर्तव्यं तथैव तदा तस्य परिरक्षणम् एवमपि कर्तुं शक्यते यदा अस्माकं निकटे फ़्री भवति तदा संस्कृतभाषायाः कोचिङ्ग् स्वीकर्तुं करणं तथैव अन्येषां यदि अस्माकं कृते संस्कृतं ज्ञायते यदा वयम् गृहे फ़्री भ्र फ़्री भवामश्चेत् ये लघुबालाः सन्ति तान् पाठनीयम् एवं संस्कृतभाषायाः रक्षणं कर्तव्यं यद् संस्कृतभाषा एव बहु प्रसिद्धा अस्ति एतत् संस्कृतभाषा एव देवाभाषा इति वदन्ति एतत्तु देवनानागरीलिप्या कृतमस्ति एवम् अस्य संरक्षणम् अस्माकं बहु किं वदन्ति बहु संरक्षणीयं नाम अस्माकं र संरक्षणम् अस्माकं कार्यमस्ति एतद् आ अग्रे अस्माकम् प्रवर्धनाय भवति इति अतः संस्कृतभाषा सर्वैः पठनीया तथैव प्रतिदिनं सम्भाषणीया इति उक्त्वा